नमस्कारः मम एकः भ्राता अस्ति कानिचनविषये सः मम तुल्यः एव कानिचनविषये भिन्नः अस्ति मम कृते बाल्यतः उद्याननिर्माणं बहु इष्टमस्ति सः अस् ब उद्याननिर्माणं बहु प इष्टम् अस्ति एव अहं फलसस्यं फलसस्यानि पुष्पसस्यानि वर्धितुम् इच्छामि सः फलसस्यानि वर्धितुम् इच्छति अहं प्रतिदिनं पूजां कर्तुमिच्छामि पूजासमये श्लोकं कानिचन श्लोकानि पठितुमिच्छामि अः अपि प्रतिदिनं पूजां कृत्वा कानिचन श्लोकानि पठति अहं किन्तु अहं धनविषये बहु जागरूकतया व्यवहरोमि अहं सः अधिकधनं व्ययं करोति अहं गृहे एव खादितुमिच्छामि सः बहिः अपि खादितुमिच्छति नमस्कारः